सम्प्रति राममन्दिरस्य निर्माणं प्रचलद् अस्ति कथ्यते रामः साक्षात् विग्रहः विग्रहवान् धर्मः इत्युक्ते रामः साक्षात् धर्मस्य स्वरूपमस्ति रामः मर्यादापुरुषोत्तमः इति कथ्यते रामः सर्वस्मिन् काले मर्यादाः परिपालनं कृतवान् अतः अस्माभिः अस्माभिः तु सर्वैरपि रामस्य मर्यादायाः संस्मरणं कर्तव्यं सः यदा तस्य पिता उक्तवान् तदा सर्वं किमपि त्यक्त्वा सः वनं गतवान् यथा रामः कृतवान् अतः अस्माभिरपि मर्यादाः मर्यादयाः पालनं कर्तव्यम् अन्यच्च यदा राममन्दिरस्य प्राणप्रतिष्ठा भविष्यति तदा जगति सर्वान् मानवान् मर्यादायाः आदर्शस्य च पाठं पाठयिष्यति यदा जनाः रामस्य मन्दिरं प्रेक्षिष्यन्ति तेषां मनसि साक्षात् रामस्य स्थापना भविष्यति सर्वेऽपि जनाः भारतं रामस्य कृते एव स्मरणं कुर्वन्ति यदा जनाः रामस्य स्मरणं कुर्वन्ति तदा तस्य मर्यादायाः आदर्शस्य च स्मरणं करिष्यन्ति अन्यच्च तत् आदर्शं तां मर्यादां च ते पालयिष्यन्ति यथा रामस्य मन्दिरस्य प्राणेप्रतिष्ठा भवति तथैव अस्माभिरपि हृदयपुटे राममन्दिरस्य प्राणप्रतिष्ठा कर्तव्या येन अस्माकं जीवनं रामस्य मार्गे चलिष्यति यथा रामः असीत् तथैव अस्माकं जीवनं तस्य मार्गस्य अनुसरणं कृत्वा उन्नतशिखरं प्राप्नोति एतत् सर्वम् अस्माकं कृते आसक्तिदायकं भवति